मम नाम प्रज्ज्वलः मातुः नाम वेदावती पितुः नाम जनार्दनः वयं गौडपरंपरीयाः मम पत्नी श्रद्धा सा अत्र अत्र समीपे विट्टलस्था मम एकः पुत्रः वर्तते सप्तमासिकः बहुश्रुतः इति तस्य नाम वयं मिलित्वा गृहे वसामः गृहस्य कार्यम् एव प्रायेण सर्वेपि मिलित्वा कुर्मः प्रातः पत्नी माता पिता अहं पुत्रस्तु सः शिशुः अतः किमपि न करोति अन्ये सर्वेपि मिलित्वा एव गृहकार्यं सम्पादयामः सायम् अहं विलम्बेन आगच्छामि मम पत्नी गृहे भविष्यति सा विशेषेण गृहीयकार्यं शिशोः पालनं वर्धनम् इति इति कार्ये एव विशेषण लक्ष्यं दास्यति मम गृहे पशवः अपि बहवः सन्ति तेषाम् अपि संवर्धनं पालनम् अस्माभिः करणीयं भवति वयं कृषकाः कृषिपरिवारे स्मः कृषिकार्यमपि भवति वयं सर्वेपि मिलित्वा तत् सम्पादयामः